व्यवहारं करणीयं चेत् बन्धुभिः सह व्यवहारः करणीयः यतः बन्धुषु व्यवहारं क्रियते चेत् तत्र सङ्कोचः तथा सङ्कोचः भवति तदर्थं तत्र व्यवहारार्थं न शक्यते तदर्थमपि व्यवहारस्य विषये यदि आपणं गच्छामः चेत् तत्र व्यवहारः सुलभतया भवति ते तस्य मौल्यं वदन्ति अहं तत् मौल्यं ददामः वस्तुं क्रीतुं क्रयणं कृत्वा गृहम् आगच्छामः तथापि व्यवहारः कुत्र न कर्तुञ्चेत् यदा यत्र कुत्रापि तस्य मौल्यं तस्य मौल्यम् अधिकम् उच्यते परन्तु तत् तादृशमौल्यम् अधिकं नास्ति तत्र व्यवहारः कष्टकरः भवति तदर्थम् यत्र व्यवहारः सुलभतया तथा नष्टतया भवति तत्र व्यवहारः सुलभः भवति तदर्थमेव अस्माकं अस्माकं ये परिचितवन्तः आपणस्ताः तत्र व्यवहारं कुर्वन्ति चेत् न तत्र व्यवहारं व्यवहारे वञ्चनापि न भवति व्यवहारकुशलं भवति इति मम अभिप्रायः